हरिः ओं मञ्जुनातभट्टः खलु हा हा अस्माकं यद् गृहशान्तिः कर्तव्यमासीत् तस्य मार्गदर्शनम् आ मम अजये अजये वि हेगडे मम मम एव मम न हा सत्यम् अस्य मार्गदर्शनं कुर्वन्तु इति किञ्चित् प्रार्थये तरि नवग्रहशान्तिः कुर्वन्तु इति सूचितवन्तः हा भवतां पुरोहितं पुरोहिताः ये सन्ति तेषां सम्पर्कं कुर्वन्तु इति उक्तवन्तः

ह अस्तु अस्तु न क्षेत्रं वा इदानीमेव वदामि वा अथवा यद्

हा पूर्वाभद्रनक्षत्रं नक्षत्रमस्ति मीनराशिः हा मीनराशिः

हा यथा शीघ्रं कुर्वन्तु इति उक्तवन्तः

हा अस्तु अस्तु

हा अस्तु तदर्थं किम् अस्माभिः कापि सिद्धता कर्तव्या अथवा वा भवन्तः सर्वं वस्तु आनयन्ति वा न नमग्रहपीठः त भवन्तः सूचयन्ति चेत् हा सत्यं सत्यं ह

हा हा

हा

धान्यम् अपि अपेक्षितं वा

हा अस्तु हा वस्त्रम् इत्यादिकं हा अस्तु हा ह भवन्तः गृहे कदा भवन्ति तदा अहमेकवारम् आगत्य गच्छामि यदा गृहे एव गृहं प्रति आगन्तव्यमिति वदन्ति खलु

हा अस्तु अस्तु

अस्तु तर्हि

हा हा गृहं हा घृतमस्ति हा अस्तु धन्यवादः